अहं सर्वदा इतः पूर्वमेव उक्तवान् आरेञ्ज् इति चित्रस्य स गीतं अहम् आधिक्येन करोमि यतो हि तत्र यत् नाम यानि यानि सङ्गीतानि वर्तन्ते तानि सुस्वराणि पुनः बहु अर्थमूल्यान्यपि भवन्ति अतः अहं तादृशगीतानि बहु सम्यक् बहु श्रुणोमि

एनिमल् इति मुविमध्ये एवरेवरो इति साङ्ग् वर्तते तदपि किञ्चित् द्रष्टुं सम्यग् नास्तिचेदपि तत्र श्रोतुं बहु सम्यक् भवति तस्य तद्गानं पुनः एवं यत् यत् आर् आर्या इति चित्रस्य वा भवतु आर्या टु इति चित्रस्य वा भवतु अहं पुरातन चित्राणां गाह् गीतानि अहं श्रोतुं बहु इच्छामि पुनः नुव्वे कावालि एतेषां चित्राणां साङ्ग्स् अहं बहु इष्टेन बहु इष्टेन श्रुणोमि पुनश्च गीतानां तु परिवर्तनं करोति मम मित्रः गिरीशः इति सः सर्वेषां अपि गीतानां स्वभाषया अन्यार्थकत्वेन क गीतां परिणमय तं गीतं सः सम्यक् गायति च सम्यक् सः लिरिक्स् अपि नाम तस्य चित्रणमपि सः सम्यक् करोति रा तस्य मुखतः अहं सङ्गीतं बहु श्रोतुम् इच्छामि